आचार्याः नमस्काराः आचार्य नमस्कारः नमस्काराः एवमेवमेवं नमस्काराः कुशलिनः भवन्तः मम आगमनस्य मम आगमनस्य एकं कारणं वर्तते यत् अहं तावत् नगरे वसामि नगरे तावत् वायुकालुष्यं बहु वर्तते तस्मात् अनारोग्यमेव सर्वदा अधुना कश्चन प्राणवायुः अपेक्षिता गृहस्य पुरतः वृक्षः वैद्यस्य समीपं सर्वदा गुलिकाः एव यच्छन्ति गुलिका कारणेनापि आरोग्यं नश्यतीति शृतवानहं अतः गृहं परितः मम गृहस्य पुरतः उत्तमाः पुष्पवृक्षाः वा औषधगुणयुक्ताः वृक्षाः वा यदि तादृशाः भवन्ति चेत् तेभ्यः वृक्षेभ्यः स्वच्छं वायुं स्वीकृत्य वयं स्वस्थाः भवामः इति अस्माकं चिन्तनं वर्तते तादृशाः औषधगुणयुक्ताः वृक्षाः यदि सन्ति चेत् कृपया भवन्तः दर्शयन्ति वा सूचयन्ति वा हाम् ह्म् ह्म् ह्म् एवमेवं भोः एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवं ह्म् ह्म् ह्म् ह्म् ह्म् ह्म् एवम् एवम् ह्म् ह्म् बहु सुन्दरः बहु वृक्षान् एवं द्रष्टुमपि

एवं वा एवम् अवश्यम् ओ ओ ओ ओ धन्योहं धन्योहं बहवः धन्यवादाः भवद्भ्यः